नमस्ते सत्यं अहमेव श्रीकृष्णभट्टः अस्मि वदतु महोदय कः अस्ति भवान् महोदय श्रूयते खिल

एवं आ

तदेव अस्ति मम मनसि अपि तत्र अहं निवृत्तः यदा भविष्यामि तदा किमपि धनं मम हस्ते भवतु अधिकं धनं किमर्थं अनन्तरं जीवनयापनार्थम् इति ममापि वर्तते मम चिन्तनं तथा अस्ति किन्तु तदृशं अति उपयु्तं तत्र तत्र योजनं किमपि न लब्धमस्ति भवतः समीपे तादृशमस्ति चेत् तत् पश्यामः किमिति एकवारं भवान् सम्यक् वदति चेत् अहं तत्र पश्यामि

आम् आं भवतु इदानीम मासिकं कति दातव्यं भवति तर्हि ओ मम तु किमपि इत्युक्ते इदानीं इन्वेस्ट्मेण्ट् कर्तुं तत्र कष्टमेव अस्ति किन्तु निवृत्यनन्तरं धनं प्राप्तव्यम् इत्यपि अस्ति तत्तु अधिकं तत्र स्थापयितुं न शक्नोमि अतः इदानीमपि जीवनं यापनीयं खिल अहं निवृत्यनन्तरं जीवनं याप जीवनं यापयामि इत्यतः इदानीं तत्र उपवासेन भवितुं न शक्यते इत्यतः अहं अधिकं स्थापयितुं न शक्नोमि किञ्चित् अतिन्यूनातिन्यूनं भवान् व वदति चेत् अहं तत्र चिन्तयामि इति त्रिंशत् पर्सेण्ट् भवान् वदति चेत् मम तु कष्टमेव भवति

तदेव भवतु इदानीं दशसहस्रं सहस्रं तत्तु कष्टमेव भवति न्यूनं किमपि अति न्यूनं किमस्ति तद्वदतु महोदय

एवं बहु समीचिनं एतत्तु बहु समीचिनमस्ति किन्तु मम किमस्ति आन्लैन् आप् एव मम मोबैल् मध्ये नास्ति तदेव चिन्तनमस्ति अतः अहं तु अधिकं धनार्जनं न करोमि अतः सामान्यतया चिन्तयन्नस्मि रितैर्मेण्ट् अनन्तरं किमपि प्राप्तव्यमस्ति किन्तु अधिकं धनं प्राप्तव्यम् इति अस्ति किन्तु इदानीम् अधिकं दातुम् दातुमपि अहं न शक्नोमि तादृशं किमपि तत्र अस्ति वा इति मम वर्तते भवतु एकं कार्यं कुर्मः एकं कार्यं कुर्मः मम इदानीं मासिकं द्विशतं रूप्यकाणि अहं स्थापयामि इति चिन्तयतु तदा मम निवृत्यनन्तरं कति प्राप्यते एवं किन्तु तत्र एका एकादशरूप्यकाणि स्थापयित्वा लक्षलक्ष भवान् स्वीकरोतु इत्यदि पोष्ट् इत्यादिषु व्यवस्था वर्तते भवतः तत्र किमपि तत्र आफर् इति उच्यते खिल तत् किमपि दातुं भवान् शक्नोति चेत् मम सौलभ़्यं भवति इति भवान् तत्सर्वं चिन्तयित्वा एतत् अग्रे पुनः वार्तालापं कुर्मः तत्सर्वं मम तु लक्ष्यं किमस्ति अधिकं प्राप्तव्यमस्ति किन्तु अधिकं इदानीं दातुं न शक्नोमि मम तु रिटैर्मेण्ट् बहु नाम सप्तचत्वारिंशत्तमवर्षे अहं रिटैर्ड् भवामि अतः तादृशदीर्घसमयः अस्ति अतः आं सत्यं सत्यं तादृशं किमपि तत्र भवतः चिन्तनमस्ति भवान् अनन्तरं वदतु अहं पुनः सम्पर्कं अस्तु अस्तु निश्चयेन निश्चयेन भवतु भवतु पश्यामि भवतु निश्चयेन भवतु नाम भवतु नाम भवतु तथैव कुर्मः भवतु नमस्ते नमस्ते